इदानीं रीटेल् अथवा होल्सेल् मार्केट्स् बहु सन्ति तेषां बहु उपयोगः अपि अस्ति यतः वस्तुक्रयणं बहु मूल्यम् अस्ति चेत् तत् उपयोगं कर्तुं शक्यते गतवर्षस्य अपेक्षया अस्मिन् वर्षे शाकानां मूल्यम् अधिकम् अभवत् आन्लैन् शापिङ्ग् अधुना लभ्यमानम् एकं नूतनं उपयोगः अत्र वयं अस्माभिः अभिरुचिप्रकारं वस्तूनां क्रयणं कर्तुं शक्नुमः एतस्य दुरुपयोगम् एतत् यत् यावत्पर्यन्तं तद्वस्तु अस्माकं समीपं न आगच्छति तावत्पर्यन्तं तत् सम्यक् अस्ति वा न वा इति ज्ञातुं न शक्नुमः